ग्राम्यक्षेत्रेषु शिक्षाव्यवस्थाम् उत्तमं कर्तुं सर्वकारेण बहुकिमपि कृतवान् परन्तु तत्र प्रैवेट् विद्यालय अपेक्षया ग्राम्यविद्यालयः अधिकं सम्यक् न भवति तत्र ग्राम्यविद्यालयमध्ये उत्तमशिक्षकः न दृश्यते यदा शिक्षकस्य उद्योगं भवति तदा सम्यक् रुपेण दृष्ट्वा यत् उपयोग्यम् अस्ति तत् नियोजनं करणीयं नो चेत् ग्राम्यशिक्षाव्यवस्था उन्नता भवति ग्रामशिक्षाव्यवस्थायां प्रैवेट् विद्यालयतः नोता तु भवति एव अधुना सर्वकारः सामान्यतया छात्रवृत्तिः ददाति परन्तु ग्रामीणक्षेत्रे अर्थात् ग्रामीणपरिवेशे पठनं पाठनं सम्यक् न चलति तत्र योग टिचारा अर्थात् योग अध्यापकः उत्तम अध्यापक न भवति यस्य कारणे ग्रामे अधिकतरा दरिद्रजनाः निवसन्ति तेषां कृते धनम् अधिकं नास्ति सः प्रैवेट् विद्यालय अपि गन्तुं न शक्यते ग्रामविद्यालये अपि पठितुं न आगच्छति अतः एतस्य कारणेन सम्यक्तया जीवनयापनं कर्तुं समस्या वर्तते ग्राम्यजीवने यस्य कारणेन छात्रः विद्यालयं न आगच्छति एवञ्च तस्य गृहकाः बालानां विद्यालयं न प्रेष्यन्ते